मया तु अन्यजनस्य गृहोद्याननिर्माणे साहाय्यं न कृतं किन्तु अहमेव गृहोद्याननिर्माणे आसम् तदा अनुभवम् एव अहं वक्तुं शक्नोमि अहं तु छदी गृहन् छदी एव लघु उद्यानं कृतवती तत्र पुष्पादान्याम् लघु सस्यानां वर्धनं कृतं मया तत्र नैसर्गिकवतावरणं न भवति कृतकवातावरण द्वारा उद्यान निर्माणं सुदुस्थरम् इति मम अनुभवः किन्तु यदा तत्र लघु फलानि वा पुष्पं वा दृश्यते तदा मया ज्ञायते यत् परिश्रमस्य फलं मधुम् इति